प्रायः ये ग्रामे सन्ति तेषां बहुधा वेदनाः जायन्ते तेषु अन्यतमा वर्तते पृष्ठवेदना अपि प्रा नाम साधारणरीत्या वेदना तत्र जायते यत्र शरीरे अस् अस्थिद्वयस्य वा ततोऽपि अधिकस्य वा सन्धिः वर्तते तत्रत्यं यत् द्रवरूपकं किञ्चित् तत्र यदि क्षयः वर्तते नोचेत् तस्य नाशः सम्पूर्णतया जायते तदानीं सन्धिवेदना बहुधा जायते इदानीं पृष्ठे यदि वयं पृष्ठे यदि वयं पश्यामः तर्हि तत्र बहूनाम् अस्थ्नां तत्र योगः वर्तन्ते तत् तर्हि तस्मात् एव तत्र वेदनायाः जननमपि सुकरं वर्तते ग्रामे जनाः बहुधा काठिन्यरूपेण कार्यं कुर्वाणाः सन्ति यदि ते कृषिक्षेत्रे कार्यं कुर्वन्तः सन्ति चेत् ते आदिनं तत्र कार्यं कुर्वन्तः भवन्ति अधुनापि जनाः ये सन्ति तेषां तत्र गमने पुनः कार्यकरणे एव अस्य मूलकारणं भवति पृष्ठवेदनायाः सामान्यरीत्या तत्र आयुर्वेदेषु अपि उक्तं वर्तते ताडनेन तैल्यादि तैलादीनां प्रयोगेण पुनः उष्णजलस्य च प्रयोगेण तस्य सम् समाधानम् अस्माभिः कर्तुं शक्यते अधुना आधुनिककालस्य ये ये केऽपि विद्याः सन्ति तत् अपि तादृशरीत्या यदा पुराकाले तैल मर्दनेन इत्यादिना यदा निष्कासयन्ते निष्कासयन्ति स्म एतद् एताः वेदनाः तदा सुकरतया आधुनिकचिकित्सारीत्या तद् तथा सुकरतया तस्य सुखं नाम निष्कासनं न भवति इत्यपि वयं ज्ञातुं शक्नुमः